भारते शिक्षणव्यवस्था बहु सम्यक्तया अस्ति किन्तु दुःखदायकविषयः एवमस्ति संस्कृतं कः अपि कोपि न पठति ते सर्वे आङ्ग्लमयम् आङ्ग्लमयम् आङ्ग्लमयम् आङ्ग्लमयम् आङ्ग्लमयभाषायामेव पठामि इति वन् उच्यन्ते आङ्ग्लभाषा न ज्ञानं सम्भाषणं व्यवहारार्थमेव तद् भाषा अस्ति ते सर्वे ज्ञानार्थं वा ज्ञानार्थम् एव सा भाषा इति सा भाषा इति ते ज्ञातं तत्तु न अहं वदामि कन्नडभाषा सम्यग् संस्कृतभाषा अतीव सम्यग् देवभाषा इति मम पितरौ उक्तं तथा मम आचार्याः एव आचाराः आचार्याः अपि उक्तं देवना देवनागरीभाषा नाम संस्कृतभाषा एव तेनैव भवतः सम्भाषणं कर्तव्यम् इति वदन्ति कृष्णार्पणमस्तु